स्वास्थ्यसेवा सामाजिकसहकारः गौरवस्य च दृष्ट्या वृद्धेभ्यः ज्येष्ठेभ्यः ज्येष्ठेभ्यः च मम प्रदेशे समस्या अधुना तु न जाता प्रारम्भिकसमये पूर्वकाले समस्या अभूत् वा बभूव परन्तु अस्मिन् समये मम प्रदेशे सहकारतः सर्वकारतः सहकारः एव तेभ्यः वृद्धेभ्यः ज्येष्ठेभ्यः च कृते भविष्यति वा भवति च कारणं तु भिन्नभिन्नक्षेत्रे बहुमूल्यानि मेडिसिन् तस्य निश्शुल्कसेवा निश्शुल्कवितरणम् एवमेव गेहे गेहे प्राथमिक उपचारस्य व्यवस्था सर्वकारेण कृता एवमेव च दृष्ट्या वृद्धजनेभ्यः एम्बुलेन्स् इत्यस्यापि व्यवस्था समीचीना कृता तस्य ग्रामे ग्रामे क्षेत्रे क्षेत्रे ग्रामीणबेङ्क् इत्यस्य निर्माणम् एवमेव क्षेत्रे अपि वित्तकोषस्य शाखायाः निर्माणं कृत्वा सर्वकारः तां वृद्धजनानां प्रति सुविधां प्रददाति एवमेव प्रकारेण समग्रप्रदेशे सहकारो वर्तते एव